नमस्कारः खाम्रातः वदामि अधुना तु एकं पदार्थस्य आर्डर् कृतवती आसं तत्र यः महोदयः आनीतवान् सः सम्यक्तया न उक्तवान् तस्य व्यवहारः अपि आदरपूर्णः नासीत् अतः तद्विषये अहं वक्तुम् एतत्तु दूरवाणीं कृतवती आसम् एका तु यत्स् यस्य सूचना अस्ति तत्तु न आनीतवान् अनन्तरं किमर्थम् एवं कृतवान् इति पृष्टवती तदा सः दुरुत्तरं कृतवान् अतः एवं प्रकारेण न भवेत् एतस्य विषये चिन्तनं तु आवश्यकमस्ति